हरिः ओम् हरिः ओम् आ वदतु किमभूत् हृदयवेदना किमभूत् कदा आरब्धा ह्यः तर्हि इ इदम् इदं पर्यन्तं किमर्थं भवती न आगतवती हा तद् आगच्छतु अहं प अहं पश्यामि एकम् अल्ट्रासौण्ड् स्कानिङ्ग् अल्ट्रास अल्ट्रासौण्ड् स्कानिङ्ग् करोमि भवती अत्र आगच्छतु आगच्छतु व्ययं व्ययं पञ्चशतं रूप्यकाणि भवति हा आगच्छतु भयं नास्ति मा मा चिन्तयतु आगच्छतु आगच्छतु हा अहं रिपोर्ट् अवश्यं तत्र कोपि प्रश्नः नास्ति चिन्ता मास्तु भवती अवदत् किल ह्यः भवती आलुकं भक्षितवती इति तदेव कारणम् आलुकं वायुकोपस्य कारणं भवति तदेव अत्र हृदय वेदनायाः वेदनायाः कारणम् अतः चिन्ता मास्तु अहमेकां गुलिकां ददामि तद् खादतु चिन्ता मास्तु एवं डैट् किञ्चित् डैट् अपि करणीयम् अहम् एकां गुलिकाम् एवम् एकं टोणिक् अपि ददामि चिन्ता मास्तु युष्माकं गृहे के के सन्ति आपरेशन् वायुकोपमेव कारणं आपरेशन् आपरेषन् आवश्यकं नास्ति अ अस्तु अस्तु मास्तु चिन्ता मास्तु किञ्चित् निमेषं भवति अत्र स्टि तिष्ठतु तदः पर्यन्तं पञ्चनिमेषानान्तरं भवती गच्छतु इदं गुलिकां खादतु प्रथमम् इदं गुलिकां खादतु किञ्चिद् जलम् अपि पिबतु तथा पञ्चनिमेषम् अत्र अत्र गच्छतु इतः ततः गच्छतु ततः भवत्याः वायु वायुकोपम् समाप्तं करोति तदा हृदयवेदनापि समाप्यते तदा इतः ततः किञ्चित् निमेषं गच्छतु

गुलिकां स्वीकरोतु गुलिकां स्वीकरोतु

तत्र जलमस्ति स्वीकरोतु हा पिबतु अस्तु ए गच्छतु गच्छतु चिन्ता मास्तु चिन्ता मास्तु ए वेदना अस्ति वेदना वा वेदना अस्ति वा हा शनैः शनैः गच्छतु शनैः गच्छतु हा ततः ततः गृहे गच्छतु चिन्ता मास्तु